मया तावत् आदौ एकं देव्याः अवतरणविषये दुर्गादेव्याः अवतरणविषये पद्यं लिखितम् तत्र तावत् अवतरणम् इति शब्दः एव न मम कृते प्रेरणरूपेण परिवर्तितः मया तावत् किञ्चित् पद्यमस्ति इति श्रुतं यद् गङ्गावतरणम् इति गङ्गावतरणम् इति पद्यं तत्र यद् अवतरणम् इति शब्दं यः शब्दः तेनैव शब्देन अहं प्रेरितस्सन् दुर्गादेव्याः अवतरणविषये किञ्चित् पद्यं मया आरचनीयम् इति अहं चिन्तयित्वा पद्यमेकम् आरचितवान् मम कृते तावत् कन्नडभाषायां लिखितुम् इच्छा अस्ति तत्र अहं तस्मिन् पद्ये बहु लघुपद्यमस्ति तद् तस्मिन् पद्ये देव्याः अवतरणं कथं जातम् इति कथाम् एव निरूपितवान् अस्मि अन्ततो गत्वा तस्याः कथायाः विद्यार्थिनां जीवने कथमन्वयः इति उक्तवान् अस्मि अर्थात् मातुः स्मरणेन अस्माकं राष्ट्रं प्रति अस्माकं किञ्चित् अर्पणं भवतु इति भावः तत्र व्यक्तः भवेत् तथा अहं तत्र अन्ते लिखितवान् अस्मि एवं मम कृते प्रथमं यद् मया रचितं पद्यं तस्मिन् पद्ये प्रेरणरूपेण वर्तते अवतरणशब्दः एव मम कृते तावत् कन्नडभाषायां लिखितुम् इच्छा अस्ति अतः अहम् इदानीं सद्यः एव नूतनानि पद्यानि रचितवान् अस्मि कानिचन अपि च कथाः काश्चन लिक् रचिताः वर्तन्ते अहमिदं कन्नडभाषायामेव अनुवर्तयेयम् इति चिन्तितवान् अस्मि